अहं दूरदर्शने अथवा यूटूब्मध्ये इष्टतमाः पाकवन् पकवान्यः दृष्ट्वा अहं गृहे रेसिपी स्मृत्वा अहं पाकं करोमि तस्मात् विषयाः बहु उपयोगम् अस्ति झटिति ग् गृहे सिद्धं करोतु कर्तुम् अपि बहु उपयोगम् अस्ति अतः अहं यूट्यूब्मध्ये पकवान्यः सर्वे दृष्ट्वा अहं सिद्धं करोमि